अहं तरणम् अधीतवान् स्वर्णवल्लीमठे यदा अध्ययनङ्कुर्वन् आसं तदा तत्र पार्श्वे शाल्मलीनदी सरति तत्र अहं तरणं वयम् अहं स्वयम् अधीतवान् वर्षद्वयानन्तरं कश्चित् कश्चन मम जूनियर्छात्रः आगतः तस्य अपि स्विमिङ्ग् सोऽपि स्विमिङ्ग् न जानाति स्म तं स्वीकृत्य तत्र गत्वा अहं पाठयामि इति तं तं पाठितवान् आसम् एकस्मिन् दिने एवम् अभवत् सः मज्जनं तत्र सः निमज्जनं तस्य निमज्जनं जायमानम् आसीत् तदा अहं दूरतः दूरतः एव वदामि चेत् तस्य न श्रुणोति स्म यतः तस्य शिरः अर्धभागः नाम श्रवणादिकं जले मग्नम् आसीत् अतः न तस्य न श्रूयते स्म अतः अहं शीघ्रं गत्वा तस्य करः धृत्वा तं उन्नीय ततः आनीतवान् आसम् तदा एवं समस्या कदाचित् तदपि जले एवं समस्या कदाचित् भवति सम्भवति किन्तु किमपि उपकरणानाम् उपयोगेन तादृशसमस्यायाः परिहारः सौलभ्येन लभ्यते अतः जीवरक्षक उपकरणानाम् उपयोगेन उपयोगं कृत्वा तरणाभ्यासः क्रियते चेत् सुलभं भवति इति भावयामि